मम इदानीम् अहं संस्कृतं संस्कृते अद्वैतवेदान्ते आचार्यं समाप्य इदानीं योगशास्त्रे तत्र डिप्लोमा इति एकं कुर्वन् अस्मि पूर्वं तु अहं दशमकक्षायामपि मलयालं मीडियम् तादृशमेव पठितवान् अस्ति ततः परं मम पितुः इच्छा आसीत् तद् संस्कृतपाठनं करणीयमिति पठनं करणीयमिति तदर्थं संस्कृतं स्थापयित्वा इदानीमेव किञ्चिद् किञ्चिद् भाषणं लेख इदानीं किञ्चिद् संस्कृतविषये एव किञ्चिद् श्रद्धया तत् इदानीं योगः इत्यादिकं कुर्वन्ति योगमध्ये तद् डिप्लोमा कृत्वा स्थापनीयमिति मम इच्छा अस्ति संस्कृतं योगः च सह ये द्वे विषयमपि सम्यक् एव भवति यथा संस्कृतं संस्कृतविषये सम्यक् ज्ञानमस्ति चेद् योगविषये अपि तत्र अस्माकं अस्माकं ज्ञानं तत्रापि स्थापयितुं शक्यते ततः परं अस्माकं इदानीं मोडर्न् सैन्ज़् इत्यादिकं वर्तते तत्सर्वं संस्कृतात् एव आगतं तदर्थं मम इच्छा संस्कृतपाठनं एव एवं गच्छति